हलो नमस्ते

वदतु अहम् अहं पूर्वं ट्रेडीश्नल् रीत्या मोडलिङ्ग् एव करोति रक्तवर्णम् कर्णाभरणमपि ट्रेडिश्नल् रीत्या एव हा रक्तवर्णम् कीदृशं मेकप् एव कर् कर्तव्यम् इदानीम् एकवारमपि वदतु

इदानीं ट्रेडिशनल् रीत्या एव मेकप् करणीयम् कीदृशसमये सोमवासरः समयः

ट्रेडिश्नल् कर्णाभरणमेव आभरणानि सर्वं ट्रेडिश्नल् रीत्यैव हा सुवर्णवर्णयुक्तं इदानीं सोमवासरे मिलामः धन्यवादः धन्यवादः